नमस्कारः कथमस्ति भवान् सम्यगस्मि भवान् कथमस्ति आं सत्यं विद्यालये पेरेण्ट्स् मीटिङ्ग् आसीत् परन्तु भवान् नागतवान् तथा भवतः पत्नी अपि नागता ओहो एवं वा अस्तु अस्तु क्लेशो नास्ति गृहे सर्वं कुशलं खलु तर्हि इदानीं गृह गतवर्षे सा सर्वेषु विषयेषु सम्यक् आसीत् परन्तु अस्मिन् वर्षे किं वा तस्याः अध्ययने अभिरुचिः एव नास् नासीत् नास्ति किं ग्रिहे भवन्तः गमनं न इच्छन्ति वा यदि भवन्तः समयं दातुं न शक्नुवन्ति तर्हि तस्याः कृते ट्यूशन् क्लास् स्थापयन्तु आङ्गले हिन्दीभाषायां तु सम्यक् आ अस्ति परन्तु गणिते तथा विज्ञानविषये ट्यूशन् अपेक्षितम् इति भाति सम्यक् सम्यक् परन्तु यदि समयं दातुं न शक्नुवन्ति तर्हि कृपया ट्यूशन् क्लासेस् स्थापयन्तु अन्यत् भवन्तः कानिचन दिनानि केबल् टी वी केबल् निष्कासयन्तु दूरवाणीम् अन्यत्र स्थापयन्तु तथा च वालिकाय त्यजन्तु अस्तु तर्हि पुनर्मिलामः धन्यवादः